अस्माकं प्रद प्रदेशे स्थानीययानव्यवस्था

यानव्यवस्था एव अस्ति सर्वकारेण स्टेट् सर्वकारेण व्यवस्था काचित् कृता वर्तते तत्र प्रातःकाले षट् वादा वादनादारभ्य रात्रौ दशवादन पर्यन्तम् घण्टाद्वयानन्तरम् यानानि भवन्ति प्रातःकाले षट् वादने पुनः नववादने पुनः मध्याह्ने द्विवादने पुनः चतुर्वादनं पुनः अष्टवादनं दशवादनम् यानानि सर्वदा बस्यानानि भवन्ति तदर्थं तत्र विद्यमानाः सर्वे ग्रामीयाः अपि सामान्य जनाः अपि नगरं प्रति गमनागमनं कर्तुं शक्नुवन्ति इदानीं तु सर्वकारेण काङ्ग्रेस् सर्वकारेण महिला महिलाभ्यः सर्वाभ्यः अपि उचित रूपेण गमनागमनम् इति व्यवस्था कृता वर्तते महिलाः सर्वाः अपि सन्तुष्टाः सन्ति